यः ओला ऊबर् चालकः वर्तते सः मुखपुटम् अथवा मुखं मुसुकु इत्यपि कन्नडे उच्यते तद् न धृतवान् अहं तु अतीव कोपिष्टा सञ्जाता अतः मया तमुक्तं नूतनं क्रीणातु अथवा अन्यत् यद् किमपि धरतु इति किन्तु सः न श्रुतवान् अतः ओला ऊबर् उपरि यः संयोजकः अस्ति अथवा कार्यं यः करोति न कार्यं यः कारयति तं मया सूचितम्